हरिः ओम् नमस्कारः का वदतु ओ अस्तु नाम किम् एकवारमपि वदतु आम् अशीति ह्यः एव आरब्धं वा ज्वरः ओ अस्तु इदानीं ज्वरः अस्ति वा ओ क्षीनम् अधिकमस्ति वा भोजनं किमपि खादति वा ओ हो उदरवेदना अस्ति वा ओ कण्ठवेदना अस्ति खलु तर्हि कण्ठे इन्फ़ेक्षन् भविष्यति इति अस्तु ह्यः कण्ठवेदना य अद्य आरब्धं वा ह्यः आरब्धं वा आम् अस्तु भवती टेम्परेचर् चेक् करोति वा आम् अस्तु तर्हि अहम् एकम् औषधं लिखामि तत् स्वीकरोतु एकवारम् अनन्तरं श्वः आगत्य एकवारमपि परिशोधनं कुर्मः कण्ठे अस्ति कर्णे अस्ति वा कर्णे एका द्रावकं आगच्छति वा कर्णात् निद्रा समये वा अतः निद्रा सम्यक् न भविष्यति इति दे अस्तु त तस्य कृते अपि अहम् एकम् औषधं लिखामि तत् स्वीकरोतु एकवारम् अनन्तरं श्वः पश्यामः अस्तु धन्यवादः इतोपि किमपि अस्ति चेत् आगच्छतु आम् औषधं सर्वं पीत्वा एव आगच्छतु क्लेशः न्यूनमस्ति वा इति पश्यतु एकवारम् अनन्तरमेव पश्यामः अस्तु धन्यवादः